अधुना भारतदेशे वर्तमानाः चिकित्सालयः तथा आरोग्यव्यवस्थाः सुदृढाः सन्ति किमर्थम् इत्युक्ते आधुनिककालानुसारं तत्र व्यवस्थाः कृतवन्तः यथा वैद्याः सम्यगेव अध्ययनं कृत्वा औषधादिकं यच्छन्ति अतः पूर्वस्मात् कालात् या व्यवस्था विद्यते अधुना सा व्यवस्था अति उत्कृष्टा व्यवस्था भवति अतः सर्वेषां जनानां कृते इयं व्यवस्था साक्षात् सुलभतया प्राप्तुं शक्यते एवं कोविड् इति महारोगः आगतः तस्मिन् समये मम प्रदेशे वैद्याः सम्यगेव सेवां कृतवन्तः जनाः अपि तस्मिन् समये यथा सर्वकार्यस्य सर्वकारस्य निदर्शनाः विद्यते विद्यन्ते तद्वत् जनाः तमनुसृतवन्तः